हरि ओम् आम् सर् अहं मम गृहं गन्तुं ओला मध्ये बुक् कृतवती परन्तु तत्र सिक्स् फ़िफ़्टि इति एव रूप्यकाणि रूप्यकाणि दृष्टं परन्तु सः चालकः मम कृते तौसण्ड् हण्ड्रेड् पृष्टवान् यदा अहं परिक्षिवती तदा मम बखाय राशिः तस्य अहम् एव यात्रायाः कृते सहस्ररूप्यकाणि दत्तवती एवं मा करणीयं खलु तत् विहाय तद्विवरणं कृत्वा मम धनं मम पुनः मां प्रति आगन्तव्यम् अहम् ओला स्पोट् इत्यस्मि चालक उपरि ते आक्षन् स्वीकरणीयमिति एतत्

पुनः मां प्रति आगन्तव्यम् इति प्रार्थयामि